वस्तुतः प्रवासः प्रवासम् इति एक बहु आनन्दस्य विषयः तर्हि प्रत्येकस्य वैशिष्ट्यं भिन्नं भिन्नं सामान्यतः पर्वतेषु वयं तु गच्छामः एव ऐतिहासिकं ऐतिहासिकस्थाने देवालये इति सर्वं मिलित्वा एव प्रवासः भवति प्रत्येकस्य आनन्दः भिन्नः प्रत्येकस्य इतिहासः अपि भिन्नः पर्वतानाम् इतिहासभिन्नं तत्र तस्य निसर्गसौन्दर्यं तस्य महता तस्य भिन्नभिन्न तस्य रचना इति सर्वं भिन्नं भवति ऐतिहासिकस्थानेषु गच्छामः चेत् ऐतिहासिकस्थानानां तत् या इतिहासः अस्ति तत् इतिहासस्य इतिहासः अस्माकं कृते बहु प्रेरणादायी अस्ति यथा वयं राजस्थाने अयं चित्तोड् इति वयं वदामः तत् महाराणाप्रतापस्य इतिहासिकस्तानं चित्तोड् तेन अक्बरेन सह कथम् ऐतिहासिक् युद्धं कृतं कतिपय वर्षं यावत् अनन्तरं महाराणाप्रताप् कदापि न पराजितः अपराजितः आसीत् तादृशा महान् भूमिपुत्रानां तस् स्थानं राजस्थानं ऐतिहासिकदुर्गः तत्र बहु सन्ति ऐतिहासिकस्थानं तर्हि एतादृश ऐतिहासिकदुर्गः अन्यत्रापि सन्ति तथा च देवालयः इति वयं वदामः तर्हि दक्षिणभारतस्य दक्षिणप्रदेशे देवालयानां वैशिष्ट्यं भिन्नं भिन्नं महान् उत्तुङ्गः देवालयः महान् बृहत् देवालयः तत्र सन्ति अनन्तरं वैशिष्ट्यपूर्णं तथा च तत्र तस्य यत् आर्ट् एण्ड् कल्चर् ये वयं वदामः तादृशदेवालयानां तत्र स्थानमस्ति तत्र एतादृश त्रिषु अपि स्थानेषु वयं ग प्रवासः कुर्मः चेत् अस्माकं आयुष्यं सफलं भवति